तत्र भारतीयानां महर्षीणाम् उत्कृष्टं योगदानं वर्तते छन्दस्शास्त्रम् नाम वेदाङ्गानि षट् सन्ति तेषु वेदाङ्गेषु छन्दः अपि एकम् अङ्गं भवति वेदपुरुषस्य छन्दः पादौ तु वेदस्य नाम वेदपुरुषस्य पादस्थानं भवति छन्दः यद्वत् पुरुषः पादविहीनः सन् चलितुं न शक्नोति तद्वत् छन्द ज्ञानं छन्दोज्ञानं विना ज्ञानमार्गे अपि पुरुषः गन्तुं न शक्नोति तादृशस्य महत्वयुक्तस्य छन्दस्शास्त्रस्य प्रणेता वर्तते महर्षिः पिङ्गलः अत्र वैदिकछन्दांसि एवं लौकिकछन्दांसि अपि विवृतानि सन्ति पिङ्गलछन्दस्शास्त्रम् इति पिङ्गलसूत्रं पिङ्गलछन्दस्सूत्रम् इति नाम्ना वर्तते अयम् आर्षग्रन्थः वर्तते अतः सर्वोऽपि विषयः अतीव यथार्थतया महर्षिना निरूपितः वैदिकछन्दोज्ञानार्थम् अयं ग्रन्थः अवश्यम् अध्येतव्यः पुनश्च लौकिकछन्दानां विषये तत्र वृत्तरत्नाकरं केदारभट्टप्रणीतं वृत्तरत्नाकरग्रन्थः वर्तते एवं श्रुतबोधाः इत्यपि वर्तते कालिदासप्रणीतः इत्येवं रूपेण छन्दानां विषये ग्रन्थाः सन्ति प्रामाणिक ग्र प्रामाणिकाः ग्रन्थाः अस्तु वैदिकपिङ्गलः वैदिकपिङ्गलस्य वैदिकः पिङ्गलछन्दस्सूत्रम् इत्येव धन्यवादः